नमोनमः मम स्थानस्य स्वक्रीडासु नाम प्राप्तवन्तः प्रमुखं आं नाम प्राप्तवन्तः वा अस्तु किन्तु मम किं सां अस्ति मम भ्रातृव्यः अस्ति एकः सः क्रिकेट् खेलति सः तु अत्र प्रसिद्धः अस्ति किन्तु मम स्मरणम् आसीत् किं मम पौत्री अस्ति सा कराठेमध्ये अधुना एव जल्गावनगरे स्पर्धायां कृते गतवती सा सुवर्णपदकं कास्यपदकं च प्राप्तवती कराटे महिलानां कृते नाम महिलानां सर्वेषां कृते कराटे स्व स्वरक्षणार्थं कराटे तु बहु आवश्यकमस्ति अधुना अतः सा द्वितीय कक्षायां पठति स्म पठति लघुबालिका अस्ति किन्तु सम्यक् सा प्रमुखा प्रसिद्धा एव नास्ति लघ्वी एव अस्ति किन्तु सहजतया स्मरणे आगतम् अतः उक्तवती किन्तु अत्र तु प्रमुखाः क्रीडापटवः तु बहवः सन्ति बुद्धिबलं बुद्धि बुद्धिबलं चेस् मम प्रियः विषयः क्रीडा अस्ति बुद्धिबलम् आम् बुद्धेः कस् लग् भवति तत्र बहु इच्छामि तत् तर्हि अत्र बहवः क्रीडापटवः सन्ति किये केषां केषां नामानि स्वीकरोमि अस्तु बहवः सन्ति तेषां सर्वेषां कृते अभिवादनमस्ति मम